मुम्बैनगरं महानगरी अस्ति तत्र बस्सयानानि रेलयानानि सर्वदा जनसंमर्दयुक्तानि भवन्ति एव यदि रेल्यानस्य स् विषये वदामि चेत् लोकल्स् ट्रेन् लोकल् ट्रेन् मुम्बै लोकल् ट्रेन् इति तु प्रसिद्धम् अस्ति एव तत्र लोकल् ट्रेन्मध्ये यदा यदा वयम् आरोहणं कुर्मः तत्र बहु क्लेशं भवति एव किमर्थं नाम जनाः यथा कथञ्चित् अपि ब रेल्यानस्य आरोहणं कुर्वन्ति तेन पश्यन्ति यदि तेषाम् अग्रे बालकाः सन्ति न वा इति पुनः कोलेज् गमनसमये वा कुत्रापि गमनसमये मुम्बैनगरं तु बृहद् अस्ति एव तर्हि तत्र य् यातायातसमये रेलयानस्य वा बस्यानस्य उपयोगं करणीयं भवति एव अतः रेल्यानमेव एकमात्रा सहायता भवति परन्तु तत्र आरोहणसमये वा क्लेशः क्लेशजायमानं भवति एव तत्र टिकेत्स् तु न्यूनं न्यूनमेव अस्ति अतः तत्र यात्रा कुर्मश्चेत् अपि क्लेशः नास्ति परन्तु जनाः यथा कथञ्चितपि रेलयानस्य आरोहणं कुर्वन् कुर्वन्ति पुनः कदाचित् लेट् अपि भवति विलम्बमपि भवितुं शक्यते पुनः बस्याने अपि तथैव पुनः यात्राः यात्रायां का समस्याः भवन्ति इति तु मया मया उक्तम्